अस्माकं गणे गणेश गौरि बस्वेश्वरजयन्ति सुब्रह्मण्यषष्ठी गाळीपटस्पर्धा इतरक्रीडां अन्यत् नाटकोत्सवः सङ्गीतोत्सवः रामनवमी कृष्णजन्माष्टमी गणेशोत्सवः क्रीडाकार्यक्रमाणि भवन्ति तत्र सर्वेमिलित्वा सन्तोषं प्राप्नुवन्ति